हरि ओम् आम् सत्यम् उच्यताम् हा हा हा भगिनि पुस्तकं कस्यां भाषायम् अस्ति संस्कृतभाषायामेव अस्ति कति पुटाः सन्ति भगिनि त्रिशतं वा पञ्चशतं वा

अस्ति स सम्यक् तर्हि एकं प्रथमस्य पुस्तकस्य उट्टङ्कनं भवन्तः एव कुर्वन्ति वा अस्माभिः करणीयं वा हा इतः एव निश्चयेन सूचयिष्यामि भवन्तः पुस्तकं कथा यच्छन्ति कदा प्रत्यर्पणीयम् अस्माभिः पब्लिश्शिङ्ग् कदा भवेत् तत् एवं किमपि अस्ति वा तथा मासत्रयाभ्यन्तरे अस्तु इत्युक्ते त्रीणि पुस्तकानि एकं पुस्तकम् अस्तु भगिनि एकं पुस्तकस्य मौल्यम् एवमस्ति द्विशतं पुनः तत्र उट्टङ्कनं तत् सर्वम् अस्माभिः इति इत्यस्य पञ्चशतरूप्यकाणि पञ्चशतरूप्यकाणि भगिनि

सत्यम् हा हा सर्वम्

भवन्तः यदा उक्तवन्तः तदा अभ्यन्तरे वयं समापयितुं शक्नुमः भगिनि मासत्रयाभ्यन्तरे पुस्तकम् उट्टङ्कनम् हा अस्तु भगिनि भवती अत्र आगच्छतु कार्यालयम् आगत्य भवत्याः पुस्तकानि यच्छन्तु तत् दृष्ट्वा वयं वदामः हा अस्तु हा निश्चयेन आम् आम् निश्चयेन धन्यवादः